नमस्कारः मम नाम सुब्रमण्यः अहम् अमेझान्तः एकं पञ्चदशशतानां क्यामरा आर्डर् कृतवान् आसम् तत् गृहम् आगतम् अमेझान् आप् मध्ये तु तस्य बहवः फीचर्स् आसन् ते फीचर्स् दर्शितवन्तः वीडियो द्वारा अपि परन्तु गृह आगमनानन्तरं तत् कार्यमेव न करोन्ति स्म चित्रम् अपि तेन सम्यक् न आगच्छति स्म एव